अस्माकं प्रान्ते सामान्यजनाः प्रायः सदनिकायां निवसन्ति तत्र सदनिकायां सर्वत्र म स्वस्य गृहस्य अपेक्षया तत् सदनिकायां यदि वयं गृहं स्वी स्वीकुर्मः तर्हि सामान्यजनानां कृते लाभदायकं भवति यदि कोपि तत्र भाटकरूपेण तत्र निवासं कर्तुम् इच्छति तर्हि एकस्य लघुगृहस्य भाटकं प्रायः पञ्चसहस्रं रूप रूप्यकाणि वा दशसहस्ररूप्यकाणि एतावत् पर्यन्तं भवति ये छात्राः बहिस्तात् अस्माकं प्रान्ते शिक्षणार्थम् आगच्छन्ति वा कार्यार्थम् आगच्छन्ति तेषां कृते अपि यदि ते मिलित्वा चत्वारः पञ्च जनाः मिलित्वा तत्र स्थापयितुम् इच्छन्ति तर्हि तेषां कृते सम्यक् भवति नाम यदि भाटकं दशसहस्ररूप्यकाणि भवन्ति तर्हि पञ्च जनाः एकत्र मिलित्वा तत्र तिष्ठन्ति तर्हि प्रत्येकस्य कृते केवलं द्विसहस्रं रूप्यकं रूप्यकाणि भवन्ति एवं प्रकारेण अस्माकं प्रान्ते छात्राः वा कार्यार्थं ये बहिस्ताज्जनाः आगतवन्तः ते लघु स्वल्पं मूल्यं दत्वा तत्र स्थातुं शक्नुवन्ति